मम नाम श्रुतिः अस्ति अहं साम्प्रतं केन्द्रीयसंस्कृतविश्वविद्यालये जैनदर्शनप्राकृतविद्याशाखायां सहायकाचार्यारूपेण कार्यं करोमि अहम् इतः एव विद्यावारिधि उपाधिं लब्धवती मह्यं सङ्गीतम् अतीव रोचते तत्रापि अरिजीतसिङ्घ् नाम गायकः मम प्रियगायकः अस्ति महिला गायिकासु मह्यं लतामङ्गेश्करः श्रेयाघोषालः सुनिधिचौहानः च रोचन्ते वाहनचालनमपि अतीव रोचते यदा अहं काचित् रिक्ता भवामि तदा स्वयमेव वाहनादिं प्रचालयन्ती दूरतरं प्रदेशं गच्छामि स्वपरिवारेण सह तत्रापि विशिष्य स्वपुत्रेण सह समययापनं मत्कृते अनिर्वचनीयम् आनन्ददं भवति